भारतस्य वस्त्रविन्यासक्षेत्रे नाम फ़ेशन् मध्ये बहुपरिवर्तनम् अभवत् पूर्वतनकाले जनानां वस्त्राणि भारतीयपरम्परानुसारं आसन् अधुना जनानां वस्त्राणि प्रायः पाश्चात्यपरम्परानुसारं दृश्यते अहं पृच्छामि किमर्थं पाश्चात्यपरम्परानुसारं वस्त्राणि ध्रियन्ते अस्माभिः अस्माकं भारतीयपरम्परायां यानि वस्त्राणि सन्ति तानि अतीव सुलभप्रदानि वस्ता वस्त्राणि सन्ति पुनः यथा वस्त्रं तथा मतिः प्रायः भवति यदा अहं पादांशुकं करांशुकं धारयामि तर्हि मम मनसि स्थितिः भिन्ना भवति कदाचित् अहं जीन्स् धारयामि तर्हि मम मनसः स्थितिः भिन्ना भवति इत्युक्ते वस्त्राणामपि प्रभावः भवति अतः वस्त्राणाम् उपयोगः अपि विचार्यैव कर्तव्यः पूर्वं वयं भारतीयवस्त्राणि धृत्वा तद्वदेव अस्माकम् आचरणमासीत् अधुना पाश्चात्यवस्त्राणि धृत्वा अस्माकम् आचरणम् अस्माकं भाषा अस्माकं चिन्तनमपि पाश्चात्येव अभवत् अतः मम तु चिन्तनमस्ति यत् यदि वयं भारतीयपरम्पराम् अनुसरामः तर्हि वरमस्ति भारतीयपरम्परां भारतीयवस्त्रविन्यासं भारतीयज्ञानं यदि जानीमः तर्हि उत्तमं तदेव वरमस्ति